पुराणसाहित्यस्य तात्विकता विषये देवताविचारः अलौकिक तत्वानि विषये भगवान् शङ्कराचार्यैः अहं ब्रह्मास्मि इति उक्तम् अलौकिकविचारः मरणानन्तरं परलोकः इति मन्यन्ते तदर्थं वर्तमान समये पुण्यसम्पादनेन मोक्षस्य प्राप्तिः भविष्यति नो चेत् नरकप्राप्तिः पुनर्जन्मपरिकल्पनाम् अस्ति